हा नमशस्कारः महोदयः अत्र श्रीकान्तः जिश्कर् श्रीकान्त जिश्कर वाचनालयस्य भवान् ग्रन्थपालः न अहम् एकः तु प् एकः शोधच्छात्रोऽस्मि संस्कृतव्याकरणविषयकग्रन्थाः भवन्तः भवतस्समीपे सन्ति वा न वा इति प्रष्टुमहमत्रागतः तर्हि तर्हि के के च ग्रन्थाः अत्र सन्ति भवान् नाम ओ एवं वा आं तर्हि व्याख्याग्रन्थः भवन्ति वा यथा लघुशब्देन्दुशेखरः तथा च आर्थिकग्रन्थाः यथा वै वैयाकरणभूषणसारः वैयाकरणभूषणः इत्यादयः आर्थिकग्रन्थाः एवम् आमाम् अस्ति न मम समीपे तद् लैब्ररि कार्ड् अपि अस्ति अव् अवशयम् अवश्यं तर्हि कादम् ललिता ललिता ललितग्रन्थः अस्ति सन्ति वा तत्र यथा कादम्बरी नाटकानि अथवा काव्यानि काव्यग्रन्थाः आ तर्हि के के च ग्रन्थाः तत्र ललितग्रन्थाः अवश्यमवश्यमवश्यमहम् अवश्यमेव दा अवश्यमेव तत्र द्रक्ष्यामि तर्हि अहम् आधुना महाभा महाभाष्यमिच्छामि तत्र हा आम् आमाम् अवशयम् अवश्यमहम् आगच्छामि अहम् आगच्छामि महोदयः इच्छा इच्छा इच्छा तर्हि अह अधुना अहं वा महाभाष्यमपि इच्छे तथा च विष्णुसहस्रनाम्नः नाम्नः उपरी ये ये भाष्यग्रन्थाः सन्ति भवतस्सकाशे तान् सर्वान् ग्रन्थानपि अप् अहं पिपठिषामि तथा आमां तथा च मधुसूदनपेन्नावर्यः वर्यस्य संस्कृतज्ञानेश्वरी अस्ति वा भवतस्समीपे संस्कृतज्ञानेश्वरी अस्ति वा सर्वं सर्वं पठामि सर्वं पठामि हरिः ओम्